संस्कृतसाहित्ये मम इष्टतमं रूपकं विद्यते मालतिमाधवं प्रकरणम् दशरूपके प्रकरणम् इत्येषः द्वितीयः प्रभेदः अस्ति अत्र कथा वस्तुनः कल्पनाद् प्रकरणम् इत्यस्य नाम प्रकर्षेण क्रियते कल्प्यते कथा वस्तोः नायकः अत्र इति प्र इत्यु इत्युपसर्गपूर्वकात् डुकृञ् डुकृञ् करणे इति धातोः करणाधिकरणयोश्च अत्यधिक् इत्यद् कर्णे लुटी प्रकरणशब्दः तत्र अस्य लक्षणम् इदम् अत्र कथा वस्तु कल्पितं लौकिकं च भवति नायकः क्वचित् ब्राह्मणो भवति यथा मृच्छकटिके चारुदत्तः क्वचित् अमात्यो भवति यथा मालतिमाधवे माधवः क्वचित्तु वणिक् भवति यथा पुष्पभू पुष्पभूषितः अशोकदत्तः सः च नायकः धीरशान्तो भवति इति शृङ्गारो अत्र प्रधानः धर्मार्थकामेषु कामेषु अन्यतमः पुरुषार्थः पुरुषार्थौ अत्र प्रधानो भवति उक्तम् उक्तम् उक्तमेतत् उक्तमेतत् तप् अर्पणे नायिका क्वचित् सत्कुलप्रसूता भवति यथा पुष्पभूषिता क्वचित् वेश्या भवति यथा रङ्गवृत्ते क्वचित्तु सत्कुलप्रसूता स्त्री वेश्या चेति उभये अपि भवतः यथा मृच्छकटिके एवमत्र नायिकाभेदः त्रयः प्रभेदाः तत्र यः तृतीयः प्रभेदः स वञ्चकैः द्यूतकरैः विटैः चेटैश्च सङ्कुली भवति विटश्च भोगप्रियः निर्धनः कश्चित् पुरुषः तल्लक्षणं च यथा दर्पणी सम्भोगहीनः सम्पद् विटस्तु धूर्तः कलेगदेशश् कलेगदेशज्ञः विशोपचारकुशलः कुशलः वाक् वाग्भी मधुरो अथ बहुमतो गोष्ठ्य